क्रीडा जनेभ्यः उद्विग्नतानिवारणाय आनन्ददायकः मार्गः अत्र अधुना दृष्टं यत् अनेकेषु विद्यालयेषु बालकानां तथा च क्रीडाङ्गणानि अपि नास्ति एतादृशे सति भवद्भिः बालकं विद्यालयात् परं क्रीडन्तु प्रेषितव्यम् एवं भवन्तः उत्तमाः मातापितरौ भवितुम् अर्हन्ति सामाजिककौशल्यस्य विकासः यदा बहवः भवतः बालकः क्रीडासु भागं गृह्णाति तदा तेषां महत् सामाजिककौशलं विकसितं भवति क्रीडायाः समये भवतः बालकः अन्यैः बालकैः सह मिलति संवादं च करोति किन्तु तस्य सामाजिककौशल्यस्य विकासे सहायं करोति तदनन्तरं यदा बालकः किमपि प्रकारस्य मुक्तक्रीडाः क्रिडति तदा तस्य शारीरिकक्रिया तस्यः शिरस्य अन्तः अङ्गैः सह भवन्ति येन तस्य विकासः भवति येन भवतः बालकः शीघ्रं शिक्षितुं वर्धयितुम् इन्तुं च सहायं करोति अतः क्रीडायाः माध्यमेन शारीरिकविकासः बालकानां हां भवन्ति क्रीडादिभौतिकं चिकित्सासम्बन्धाः पदार्थाः विकसिताः भवन्ति स्वस्थसन्देशु सन्देशू च उत्तमः विकासाय भवन्तः स्वबालकं किमपि प्रकारस्य क्रीडां कर्तुं प्रोत्साहयन्तु इति यदि अत्र यदा भवतः बालकः क्रीडासु भागं गृह्णाति तदा भवतः बालस्य रोगप्रतिरोधकशक्तिः वर्धते एतदतिरिक्तं बालकः मुक्तवायुं त्यक्त्वा गन्तुं साधुम् एतः सः स्वस्य परितः वातावरणात् अपि जानाति अतः तदनन्तरं बालकानां कृते क्रीडस्य भापणाः भवन्तः स्वसन्तीभ्यः वक्तव्यं यत् विजयः हारः च जीवनस्य भागः अस्ति तथा च भवतः बालकः तत् माध्यमेन शिक्षेत् तानि क्रिडाया क्रिडाक्रियाः शिक्षति यत् यस्मात् सः भागः अस्ति बालकानां कृते सहनशक्तिः क्रीडाक्रियाः शारीरिकसहनशक्तिं निर्माति अत्र क्रीडा जनेभ्यः उद्विग्नतानिवारणाय आनन्दायकः मार्गः एवं प्रकारेण अत्र यतः प्रत्येकं क्रीडायाः अन्तपर्यन्तं क्रीडन्ति अतः भवतः बालकः दीर्घकालं यावत् तापं कथं जीवितुं शक्नोति इति शिक्षते एवं प्रकारेण बालकानां कृते तथा सर्वेभ्यः जनेभ्यः क्रीडा करणीया चेत् आनन्ददायकः मार्गः एवं प्रकारेण लभ्यते